अस्माकं राज्यस्य सांस्कृतिकपरम्पपराः सांस्कृतिकपरम्पराः नाम वयं सांस्कृतिकपरम्परादृष्ट्या वयं प्रथमं वस्त्रं धरामः तदेव प्रथमम् अस् आकर्षकं च सांस्कृतिकं वस्त्रभूषणम् इति तेनैव सांस्कृतिकम् आरब्धं भवति पुनश्च गृहेषु सांस्कृतिककार्यक्रमाः नाम सांस्कृतिककार्याणि भवन्ति पूजानि पूजाकार्यं पूजनकार्याणि पुनश्च अन्येभ्यः कार्याः अन्याः कार्याः सांस्कृतिकपरम्परायाः दृष्ट्या एव भवन्ति तानि अपि वयं गणनां स्वीकुर्मः पुनश्च तानि सर्वाणि अस्माकं सांस्कृतिकं संस्कृतेः एव भवति संस्कृतेन एव सांस्कृतिकं भवति अस्माकं राज्ये सांस्कृतिकं नृत्यं भवति जनपदनृत्यं सांस्कृतिकं च भवति सांस्कृतिकनृत्यं भरतनाट्यं भवतु अथवा सांस्कृतिकगानं वा भवतु एतानि सर्वाणि अस्माकं राज्यस्य उन्नयने राज्यस्य परम्परायाः उन्नयने संस्कृतस्य योगदानं भवति संस्कृतेन वयं सर्वदा वार्तालापं कुर्मः चेत् अस्माकं संस्कृतस्य पुनश्च सांस्कृतिकस्य च वर्धनं भवति